क्रीडाः जनानां शारीरकविषये मानसिकविषये स्वास्थ्यरक्षणविषये अमूल्ययोगदानं क्रीडाक्षेत्रे अमूल्ययोगदानं वर्तते इत्युक्ते एकां क्रीडां क्रीडामः चेत् तत्र बहु लाभाः भवन्ति किं किम् अस्ति इत्युक्ते मनः सन्तोषः भवति आरोग्यं सम्यक् भवति दृढकायः भवति वज्रकायः देहः भवति योगासनेन अथवा क्रीडायां वज्रकायस्य शरीरस्य प्राप्नुमः अतः अस्माकम् आरोग्यवर्धनमपि भवति क्रीडायां मनस्सन्तोषः अपि भवति अतः देहारोग्यस्य मनस्स्वास्थ्यस्य सर्वमपि क्रीडायां जनानां शरीरकमानसिकस्थिरता स्वास्थ्यं लभ्यते इति मम मनसि अस्ति अतः सर्वे क्रीडायाम् उत्सुकाः भवन्तु